हलो मम समीपे स्पार्क्स् वुड् लेण्ड् वुड् लेण्ड् वेल् वाल्क्मेट् प्यारगान् प्रभृतयः कम्पना प्रभृतयः सं सन्ति कस्मिन् कम्पेन्यां सं आवश्यकं तव त स्पाक्स् वुड् लेण्ड् चेत् तस्य मूल्यं बहु अधिकम् अस्ति भवतु अस्तु वुड् लेण्ड् मध्ये का कीदृशं कीदृशं कीदृशं पादरक्षाम् आवश्यकं नाम स्लिप्पर्स् नाम वोट्रे अस्यां दिनेषु ए ट्रेण्ड् अस्ति कलु एकं तादृशं व अथवा बेल्ट् स्लिप्पर्स् एतादृशं वा शूसस् स्लिप्पर्स् एतादृशानि एतादृशानि पादरक्षाः आवश्यकं वा कीदृशं

पुरातने वुड् लेण्ड् इत्येव आसीत् भवतः कीदृशं कीदृशं स्लिप्पर्स् वाञ्चति शूस् ओ के स्पोर्ट्स् नाम क्रिकेटार्थम् अथवा कन्दुकक्रीडार्थं कीदृशं स्पोर्ट्स् क्रिकेटार्थम् अस्तु तादृशी पादरक्षा मौल्यं द्विसहस्रं द्विसहस्ररूप्यकाणि अथवा अथवा पञ्चसहस्ररूप्यकाणि शूस् अस्ति कन्दुकक्रीडा तु तदपि त्रिसहस्ररूप्यकं रूप्यकाणि तदा चेत् तदा अस्ति

बेल्ट् स्लिप्पर्स् तादृशो वा तादृश तादृशः सप्तशतिः सप्तशति तादृशम् अस्ति धन्यवादः